अस्माकं शिव्मोग्गामण्डलं शिव्मोग्गा मण्डले द्रष्टव्यं बहूनि सुन्दराणि स्थलानि सन्ति तेषु मध्ये जोग्जलपातः एकः अत्र तु जलस्य धारा उपनो उपरिष्टात् अधः पतति तत्तु विश्वविख्यातः बहून् बहुद् दीर्घतया परतेति विश्वविख्यातः अस्ति तदर्थं जोग्जलपात बहु सुन्दरस्थलम् इति यदि मम यदि अत्र आगन्तुम् इच्छन्ति तेषां तु तत् तत् तत् तत् पश्य तत् द्रष्टुम् इच्छामि अपरं तु अपरः एकस्थलम् अस्ति तत्तु न अत्रैव न सक्रेबेल् इति तत्र तु न गजस्य शिबिरः अस्ति तत् तत्र प्रातःकाले गजैः गजानाः गज् गजानानां स्नानः अस्माभिः करणीयम् अपि श अत्र श अनुकूलः अस्ति बालाः यदि आगच्छति चेत् तेषां गजस्य अव् अभिवं दिष्टवा ते सन्तोषं प्राप्तुवन्ति तदर्थं तत्र सक्रेबेले इति किं क्षेत्रः बहु सुन्दरम् अस्ति तथा आगुम्बे इति तत्र सूर्यास्तमनः बहुसुन्दरं दृश्यम् अस्ति शिव्मोग्गात् द्वीनि द्वि त्रीणि द्विन् समयने द्विघण्टा प्रयाणः अत्र न सूर्यास्तमनः बहुसुन्दरं दृश्यं दृश्यते न तत् तथैव अनेके बहुक्षेत्राणि शिव्मोग्गानगरे विद्यन्ते